चित्रकरणसमये कश्चन श्वेतः पत्रिका स्वीक्रियते तेन सह अप्सरा इति कश्चन लेखनी वर्तते तस्याः उपयोगः क्रियते मया तेन सह रब्बर् अपि च स्केच् पेन् मार्कर् इत्येषां सर्वेषामपि उपयोगः क्रियते अपि च चित्रसाधनानि सन्ति पेन्सिल् रब्बर् मार्कर् अपि च स्केच् पेन् इत्यादयः तेषां सर्वेषामपि उपयोगः क्रियते अपि च तेषां ब्रेण्ड् अपि आधिक्येन अप्सरा एव भवति पुत्र पत्रिका श्वेतवर्णीया पत्रिका या भवति चित्रलेखनार्थं सा बहु अत्यन्तम् शुद्धा श्वेतवर्णीया एव भवेत् तादृशी पत्रिका मया स्वीक्रियते अपि च लेखनी अपि समीचीनतया लिखितुं योग्यं भवेत् तादृशीं लेखनीं मया स्वीक्रियते तत् बहु मौल्यमिति मया तु मम मम अभिप्रायः नास्ति